आम् एकं पुस्तकं यदि पुस्तके पुस्तके विषयाः तरुणान् इच्छन्ति ते विषयाः वयसि वृद्धाः न इच्छन्ति ये पुस्तकानि ये पुस्तकानि वृद्धाः इच्छन्ति ते विषयान् तरुणाः अधिकशतं न इच्छन्ति अतः केपि कानि पुस्तकानि कानिचन पुस्तकानि एकः इच्छति एकः न इच्छति अतः एतत् भविष्यति अहं तु चेतन् भगत् तस्य लिखितं लिखितं पुस्तकं पठितवती तत् पुस्तकं यदा अहं विद्यार्थिदशायाम् आसीत् तत् पुस्तकम् अहं तदा इष्टवती परन्तु इदानीं यदि अहं यदा अहं पठितवती तदा अहं न इष्टवती